भाग्यनगरे बह्व्यः वैद्यशालाः बह्व्यः वैद्यशालाः सन्ति तत्र यथा गान्धिहास्पिटल् सूर्यहास्पिटल् इतोपि अहं नामानि न जानामि बहवः तत्र सन्ति ते तत्र वैद्यशालायां चिकित्सालयेषु ये वैद्याः वैद्याः भवन्ति चिकित्सकाः भवन्ति ते बहु सम्यक्तया चिक् करोनासमये न जाने तथा तदा कथमासीत् इत्युक्ते जीवनमरणयोः मध्ये एकं किं कों कः मरिष्यति कः जीविष्यति इति तत्र एवं तत्र संशयः अतः वैद्याः चिकित्सकाः तदा तदा बहु ईश्वरप्रतीकः इति वयं वक्तुं शक्नुमः वैद्यं यः चिकित्सकः भवति तम् अतः सः बहु प्रयत्नं करोनासमये ते बहु प्रयत्नितवन्तः प्रयत्नं कृतवन्तः तैः अतः ये येषां तत्र आयुः आसीत् ते तत्र जीविताः येषां नासीत् ते प्रयत्नं प्रयत्निते प्रयत्ने कृतेपि तत्र ते मृतवन्तः तैः तु चिकित्सकाः तु बहु प्रयत्नं कृतवन्तः अपि तत्र य आस् स्थानमपि नासीत् तथापि स्थानानि प्रकल्प्य बहु सम्यक्तया तत्र करोनासमये ते अस्मत् जनानां सर्वेषामपि सेवां कृतवन्तः इति वक्तुं शक्यते